मेट्रोसिट्यां व वसामि इति कारणेन विद्युतः अभावः इति कदापि अनुभवः नास्ति एव अधिवृष्टिसमये यदा किञ्चित् कालं गच्छति चेदपि गृहे जनरेटर् इन्वर्टर् इत्यादि उपकरणानि सन्ति कारणेन क्लेशः वा कष्टं वा न आसीत् अकस्मात् विद्युत्स्तम्भे स्तम्भः एव पतति सि छ चेदपि अथवा अन् अन्धकारणेन अन्धकारणेन विद्युतः किञ्चित् कालः अवकाशः नास्ति चेत् रात्रौ काले तैलदीपस्य प्रकाशेन अहं मम जीवनं करोमि